मह्यं बाह्यक्रीडासु रुचिः वर्तते तथापि तरणं क्रिकेट् पर्वतारोहणम् इत्यादिविषये मम तावद् रुचिः नास्ति किन्तु कबडी वालिबाल् फ़ुट्बाल् इत्यादि का इत्यादीनां क्रीडानां विषये बहु आसक्तिर्वर्तते तत्र मया कबडि नाम अस्माकं स्वदेशी क्रीडा एव बहु रुचिकरी वर्तते तथा मया बहु क्रीडितं नाम वालिबाल् कबडि लगोरि पर्वतारोहणे तावद् इष्टं नासीत् किमर्थं नाम अहं बहु ब बहिः न गच्छामि स्म हा तावदलम् इदानीं क्र कबडिविषये पश्यामः अहं कबडिमध्ये एकवारं रैड् गच्छामि चेत् सर्वे भीताः भवन्ति एषः कथम् आगच्छति पृष्टतः एनं एनं ग्रि गृहीतव्यः वा गृह्णामि चेत् मम का गतिः इत्यादिसर्वं चिन्तयन्ति स्म इदं मह्यं पूर्वमेव ज्ञायते स्म अतः अहं सर्वत्र दृष्ट्वा अग्रे पश्यामि कुत्र द्रष्टव्यम् इत्यादिसर्वं न पश्यामि अहम् अग्रे पश्यामि चेत् पृष्टतः गृह्णन्ति पृष्टे पश्यामि चेत् अग्रतः गृह्णन्ति अतः मया मध्ये मध्ये पश्यामि अहं मध्ये पश्यामि चेत् कस्मै अपि न ज्ञायते अहं कुत्र पश्यन् अस्मि एषः मां पश्यन्नस्ति वा पृष्टतः गृह्णामि एव एनम् इत्यादिसर्वे विषयाः य मां मां गृहीतुम् आगच्छन्ति तेषामुपरि आगच्छति पुनः आपतति च् आपतति च अतः अहं मध्ये एव क्रीडामि अपि च अहम् एकत्र न स्थितः भवामि अन्यत्र बहु रैडिङ्ग्काले अटामि यावत् शक्यम् एकं तु पायिण्ट् आनयामि एव